हरिः ओम् नमस्कारः अहम् अश्शु अश्शुदि अस्मि अहं ह्यः अत्रतः एकं बिर्याणि ओ चित्रान्नम् आर्डर् कृतवती आसम् तद् हा तद् बहु रुचिकरम् आसीत् किमर्थम् अतः तद् भुक्त्वा मम उदरवेदना इतोपि न जाता बव भवन्तः भवन्तः किम् हा भवन्तः किं निर्माणं कथं निर्माणं निर्माणं करोति एतत् सर्वम् हा तत्रतः तत्र इतः पूर्वमपि एक अनुभवः आसीद् किन्तु तत् त्यक्त्वा एव अहम् एकवारमपि आर्डर् कृतवती इदानीमपि एवं जातम् केवलं मम कृते एवं नास्ति मम फ़्रेण्ड् अपि एकः मित्रः मित्रःअपि आर्डर् कृतवती आसम् ते अपि एतदेव उक्तवती बहु रुचिकिरं नास्ति इति सर्वदा तस्मिन् मध्ये मक्षिका इत्यादी इत्यादिकं प्राप्यते तद् क किमर्थं न न दृश्यते वा के उक्तवन्तः के उक्तवन्तः तद् आ हा तद् प्रशस्तिः इति कारणेन एव अहमपि आगतवती किन्तु तत्रतः द्विवारम् एक एतद् एतादृशः अनुभवः जातः तद् कथम् इति भवत्यः वदन्तु मम कृते नष्टपरिहारः आवश्यकः मम आदुरालयस्य व्ययः सर्वे भवन्तः स्वीकरणीयम्

सर्वदा अहं तत्र एकवार आगतवती किन्तु तत्र बेञ्च्मध्ये फ़ुड् वेस्ट् सर्वं भविष्यति भवति आसीद् हा

मृदः नास्ति नास्ति भोः अनुभव अनुभवतः एव अहं वदामि अतः तद् सु स्वीकरोतु तर्हि स्वीकृत्य सम्यक् सम्यक् पाचकं करोतु सर्वेषां कृते ददातु ददातु ए अहं पोलिस् क आरक्षकस्य कृते कम्प्लेण्ट् दास्यामि अस्तु एतादृशं वदामि चेत् इद एतस्य कृते अपि एवम् एतस्य कृते अपि अहं कम्प्लेण्ट् दास्यामि ओके अस्तु हा पश्यामः आ